भारतीयदर्शनेषु प्रधानतः त्रयः दर्शनानि वर्तन्ते आस्तिकदर्शनानि तथा नास्तिकदर्शनानि च आस्तिकदर्शनं नाम ईशरः अस्ति इति यद् दर्शनं प्रतिपादयति तदेव आस्तिकदर्शनम् तद्वद् ईशः ईश्वरः नास्ति इति यद् दर्शनं प्रतिपादयति तदेव नास्तिकदर्शनम् आस्तिकदर्शनेषु प्रधानतः षट् दर्शनानि वर्तन्ते साङ्ख्यं योगः न्यायः वैशेषिकं पूर्वमीमांसा उत्तरमीमांसा चेति तद्वद् नास्तिकदर्शनेषु अपि त्रयः दर्शनानि वर्तन्ते नास्तिकदर्शनेषु बौद्धदर्शनं जै जैनदर्शनं चार्वाकदर्शनं चेति त्रयः त्रयः दर्शनानि वर्तन्ते बौद्धदर्शनस्य प्रणेता श्रीबुद्धः ब भवति जैनदर्शनस्य प्रणेता वर्धमानमहावीरः भवति तद्वद् चार्वाकदर्शनस्य प्र प्रणेता बृहस्पतिः अस्ति इति मन्ये पुनः आस्थिकदर्शनेषु साङ्ख्यस्य प्रणेता कपिलमुनिः भवति योगस्य प्रणेता पतञ्जलिमहर्षिः न्यायदर्शनस्य प्रणेता गौतमः भवति वैशेषिकदर्शनस्य प्रणेता कणादमुनिः तथा पूर्वमीमांसा नाम मीमांसादर्शनं भवति तत्र प्रणेता जैमिनिमहर्षिः तथा वेदान्तदर्शनमपि